आधुनिककाले संस्कृतसाहित्ये महती प्रगतिः प्रवृद्धिश्च जाता अस्ति जायमाना च अस्ति इत्येषः महतः आनन्दस्य विषयः अर्वाचीनाः कवयः लेखकाश्च न केवलं शास्त्रीयन्तानिष्ठानां काव्यानां लेखनानां च विषये आसक्तिमन्तः अपि तु नूतन नूतनविधानि नव्यादीनि आत्मसात् कृत्य तासु पद्धतीषु अपि लेखने रुचिमन्तः दृश्यन्ते अनुवादक्षेत्रे अपि महती प्रकृति प्रगतिः जाता अस्ति पूर्वं नाम अनुवादः नाम केवलं संस्कृतसाहित्यतः अन्यभाषाः प्रति अनुवादः अनुवादाः भवन्ति स्म इदानीं तु अन्यासां भाषानां समीचीनाः समीचीनानि काव्यानि लेखनानि च संस्कृतसाहित्यं प्रत्यपि गच्छन्ती सन्ति एवं संस्कृतसाहित्यं संस्कृतं भारतस्य सार्वजनिकी भाषा यथा भवेत् तथा प्रयत्नः जायमानः अस्ति इत्येषः श्लाघ्यः विषयः संस्कृतं केवलं विदुषां भाषा इति यः आग्रहः जनानां मनसि वर्तते ताम् अपहाय तम् आग्रहम् अपहाय संस्कृतं सर्वेषां भाषा इति तस्य सरलीकरणे च संस्कृतभारती इत्यादीनां संस्थानां प्रयत्नः अत्र श्लाघ्यः वर्तते गुणवत्ततायाः विषये वक्तव्यं चेत् गुणवत्तता प्रत्येकं कवेः लेखकस्य च विषयः भवति यदि किमपि काव्यम् अथवा लेखनं गुणवत् भवति तद् जीवति यदि गुणवत् न भवति तर्हि न जीवति अतः तद्विषये सहृदयान् न तोषयति अतः न जीवति अतः तद्विषये वयं अस्माभिः अधिकं न् चिन्तनीयं नास्ति इति भावयामि सर्वकालेषु अपि गुणवत् काव्यसृष्टारः गुणरहितकाव्यानां सृष्टारः च आसन्नेव अस्मिन् काले अपि तादृशाः सर्वविधाः सन्ति एव गुणवत्तां काव्यानां निर्माणं यथेष्टं प्रभूतमेव संस्कृतसाहित्ये जायमानम् अस्ति इत्येषः निश्चिन्तायाः विषयः